अहं मेनेजर् अस्मि इन्ज कम्पेनी एतस्य तत् कथं कार्यं प्रचलत् अस्ति एवम् एवं परन्तु कति दिनानि अपेक्षितानि चतुष्टयं वा शीघ्रं कर्तुं न शक्यते वा परन्तु मह्यं कृते काल् आगच्छन् अस्ति कदा समाप्यते इति अस्तु इतोपि शीघ्रं कर्तुं न शक्यते वा एवम् एवम् अस्तु

ये कार्यं भवान् एकः एव अस्ति वा एवम् अस्तु अस्तु तर्हि हा एवं तत् मह्यं मह्यम् अहम् एकं लिङ्क् प्रेषयामि तत्र प्रेषयन्तु अस्तु तस्य हा हा एवं च एवं च तस्य फ़ोटो अपि कृत्वा जि मेल् कुर्वन्तु अस्तु किञ्च अहं तत् ये ये सन्ति जनाः तान् प्रेषयितुम् अहं शक्या अतः

हा भवानेव वदतु तत् कर्तव्यं शीघ्रं कर्तव्यम् इति मेनेजर् उक्तवान् उक्तवती इति किमिति

हा एवम् अहं प्रेषयामि मेल् कृत्वा प्रेषयामि नोटीस् इति हा अस्तु हा यदि नोटीस् प्रेषयामि चेत् कार्यमपि शीघ्रं भवति हा हा सर्वैरेव हा निपुणाः न सन्ति वा एवं हा हा हा ओ अस्तु अस्तु एवं हा एवं